पारम्परिकं वा भाषिकं वा गणः अस्माकं प्रदेशे नास्ति आरण्यकाः केचन अस्माकं प्रदेशे सन्ति तत्र सिद्धिनामाख्याः आरण्यकाः सन्ति ते अन्या भाषा एव भाषायामेव व्यवहरन्ति अस्माकं प्रदेशे भाषाव्यत्ययः दृश्यते केचन जनाः कोङ्कणि इति प्रसिद्धां भाषां वदन्ति केचन जनाः संस्कृतेनैव व्यवह्रियते केचन जनाः तुलुभाषायां व्यवहरन्ति अपरे जनाः कन्नडभाषायां व्यवहरन्ति